मनसोल्लासार्थम् अस्माकं प्रदेशे व्यवस्था अस्ति कीदृशाः व्यवस्थाः वर्तन्ते इति चेत् चलनचित्रमन्दिरम् एवं क्रीडाङ्गणं देवालयम् उद्यानवनम् एवमेव सम्बन्धिगृहं मित्रं मित्राणां गृहं वर्तते एवं बहु बहवः उपायाः बहु बहवः व्यवस्थाः बह्व्याः व्यवस्थाः च वर्तन्ते तत्र निःशुल्कं शुल्को वा निष्कुल् निःशुल्को वा इति चेत् निःशुल्केन अपि कुत्रचित् गन्तुं शक्यते उ उदाहरणार्थं क्रीडाङ्गणे एवमेव उद्यानवनं प्रति एवं मित्राणां गृहं प्रत्यपि शुल्कः देयः इति नास्ति निःशुल्केन गन्तुं शक्यते एवम् अपि च अन्यमार्गाः अपि वर्तन्ते दूरवाणीं स्वीकृत्य क्रीडां क्रीडितुमपि शक्यते तेन मनसास्य मनसः उल्लासः भवति एवं पठितुं शक्यते अस्माकं किञ्चित् हाबि इत्यादिकं भवति तेषामपि अभ्यासकरणेन अस्माकं मनसोल्लासः भवति एवं चित्र दर्शनेन एवम् अन्यैस्सह सम्भाषणं करणेन एवमेव अनेकरीत्या ध्यानकरणेन योगकरणेन इत्यादिरूपेण अस्माकं मनसोल्लासः भवति व्यवस्था तु वर्तते प्रदेशः च वर्तते वातावरणमपि सम्यक् वर्तते एवं बहुविधः बहुविधरीत्या अस्माकं मनसः उल्लासार्थम् अस्माकं प्रदेशे व्यवस्था वर्तते तत्र शुल्कः देयः इति नास्ति कुत्रचित् शुल्कः देयः भवति कुत्रचित् निःशुल्केनापि अस्माकं मनसः उल्लासार्थं प्र प्रयासः कर्तुं शक्यते